नमस्ते भवान् कुत्र अस्ति तदा आरभ्य मया निरीक्षा क्रियमाणा वर्तते कदा वा आर्डर् कृतम् इतोपि न आगतम् मम लोकेशन् प्रति इतोपि भवान् कियत् दूरे वर्तते अहं भवान् यदि एवं करोति तर्हि अहं कम्पनी प्रति कंप्लेन्ट् करिष्यामि वयम् अत्र अनेके जनाः स्मः फुड् प्रति वेय्ट् कुर्वत्यः स्मः तस्मात् भवान् शीघ्रम् आगच्छतु मम लोकेशन् प्रति यदि यदि विलम्बः भवति तर्हि क्लेषाय भवति पुनश्च यदानीयते तत् सम्यक् आनेतव्यम् इति स्मरतु शीघ्रम् आगच्छतु इतोपि कः कः कियन् कालः अपेक्षते पञ्चनिमेषाः वा दशनिमेषाः वा पञ्चनिमेषः चेत् सम्यक् एव निरीक्षायां भवामः शीघ्रम् आगच्छतु अत्रेव द्वारे स्मः